हरि ओं कः वदति आम् अहं पञ्चदिनेभ्यः पूर्वं एव कृतवती इदानीं पर्यन्तं न आगतवान् भवान् किमर्थम्

अहं तु इदानीम् एव बहिः गतवती पञ्चनिमेष अनन्तरम् अहम् आगच्छामि कृपया निरीक्षणं करोतु

सम्यक् एव सम्यक् एव सम्यक् एव भवतः नाम किं प्रथमम् तु एवं एवं वदतु नाम वदतु प्रथमम्

आम् जानामि सम्यक् सम्यक् सम्यक् एव परन्तु अहं तु भवान् तु प्रातःकाले एव दूरवाणीं कृतवान् अहम् आगतवान् अस्मि इति परन्तु इदानीम् एव भवान् आगच्छति किमर्थम् सम्यक् सम्य सम्यक् एव परन्तु भवान् तु इदानीम् आगच्छति पञ्चनिमेषानन्तरम् अहम् आगच्छामि कृपया निरीक्षणं करोतु अहम् आगच्छामि आनन्द् महोदय आनन्द् परन्तु परन्तु निरीक्षणं करोतु आगच्छामि अहम् आगतवती इदानीं सिल सिलिण्डर् अत्र अस्ति स्वीकरोतु महोदय रिक्तं सिलेण्डर् अत्र अस्ति स्वीकरोतु पाकशालायाम् अस्ति महोदय स्वीकरोतु कतिरूप्यकाणि सिलिण्डर् मूल्यं किम् अस्ति कियत् अस्ति मूल्यम्

पञ्च

सप्तशतं वा किमर्थं पञ्चाशत्रूप्यकाणि अधिकं वदति भवान् किमर्थम् डेलि डेलिवरी तु इण्डियन् आयल् तः एव भवति महोदय परन्तु पञ्चाशत् रूप्यकाणि तु भवान् एव स्वीकरोति किमर्थम्

सेक् सेक्युरिटी कृते तु न दातव्यम् महोदय भवा भवान् तु अहं तु अहम् अहं तु न ददामि महोदय अहं तु अहं तु अधिक अधिक रूप्यकाणि न ददामि इष्टम् अस्ति चेत् सिलिण्डर् ददातु नो चेत् पुनः स्वीकरोतु पुनः स्वीकृत्य गच्छतु अहं तु न अहं अहं न स्वीकरोमि महोदय पञ्च अहम् पञ्चाशत् धनं धनवान् वा न वा इति तु प्रश्नः एव नास्ति अहं तु न ददामि आः अहं भोजनं दास्यामि परन्तु धनं न दास्यामि अस्तु अस्तु अहम् अहं पञ्चविंशति रूप्यकाणि ददामि स्वीकरोतु सिलिण्डर् ददातु गच्छतु सम्यक् सम्यक् सम्यक्